मम प्रदेशे विशेषविन्यासं किमपि नास्ति साम्प्रदायिकं वस्रम् अस्ति शाटिका किन्तु अत्र किमस्ति पर्वतः समये वयं किञ्चित् भिन्नरीत्या शाटिकाम् अत्र धारणं भवति तत् किमस्ति यत् इदानीम् आपणे शाटिका प्राप्स्यते तद् द्वादशपरिमितं भवति एतत् दीर्घं किन्तु पर्वणः समये वयम् अष्टादश सेण्टिमीटर् परिमितं या शाटिका प्राप्स्यते तद् धारणं कुर्वन्ति तद् किमस्ति तस्य शाटिकां वयं धरति चेत् किञ्चित् कष्टं भवति किमर्थम् इत्युक्ते तत् बहु दीर्घं भवति अतः अस्माकं कृते वयं किं कुर्वन्ति तस्य किञ्चित् परिवर्तनं कुर्वन्ति अष्टादश सेण्टिमीटर् परिमितं तादृशम् अस्ति चेत् तत् किञ्चित् कर्तनं कृत्वा अस्माकं कृते कियत् आवश्यकं तत्परिमितं पर्यन्तं कर्तनं कृत्वा अन्यत् वस्त्रं शाटिका चोळिका कृते स्थापयन्ति नो चेत् किमस्ति तद् पादयोः मध्ये स्वीकृत्य पृष्ठतः वयं स्थापयन्ति एवं साम्प्रदायिकवस्त्रम् अस्ति शाटिका एव किन्तु तस्य धारणं तादृशं भवति तदेव तत्र विन्यासं कर्तुं किमपि नास्ति अद्यत्वे तु एतत् तस्य कृते लेस् सर्वं सर्वं सुवर्णस्य मणिः सर्वं प्राप्स्यते तद् सौन्दर्यार्थं वयं स्थापयन्ति इत्युक्ते विन्यासं तद्विन्यासम् इति वक्तुं न शक्यते शाटिकायाः भिन्नार्थं सौन्दर्यवर्धनार्थम् एवं कुर्वन्ति तत्र किमपि सीवनं किमपि न भवति एवं कृत्वा धारणं भवति एतत् केवलं पर्वणः समये एव सामान्यतः तु सामान्यरीत्येन कथं शाटिकायाः धारणं भवति तद्वत् भवति किन्तु देवस्य कृते साम्प्रदायिकवस्त्रस्य एकवारं प्रयत्नं कृतवती तद् कथं धारयन्ती देवस्य प्रति धारणं भवति तस्य प्रयत्नं कुर्मः इति एकं वारं प्रयत्नं कृतवती किन्तु मया तत् कर्तुं न जातं मम प्रयत्नः विफलं जातं यतो हि अहम् अधिकं तत् कथं सीवनं कर्तव्यम् इति न जानामि तन्निमित्तं तद् भग्नः जातः व्यर्थम् अभवत्